गृहे पाककरणं मम प्रियकार्यं वर्तते तथा च न केवलं पाककरणं तत्र उत्तम आहारसेवनं प्रमुखं भवति पौष्टिकम् आहारसेवनम् अत्र प्रधानम् उद्देश्यम् यतोहि उत्तम आहारेण उत्तमचिन्तनमपि वर्धते मम चि इति मम चिन्तनं तथा ऋतूनाम् अनुगुणं पाककर् पाकं कर्तुम् इच्छामि ऋतौ शरीरे कानिचन न्यूनताः दृष्टाः भविष्यन्ति यथा उष्णकाले तु शरीरम् आधिक्येन रसपदार्थान् अपेक्ष्यते अतः मया ऋतूनाम् अनुगुणं पाककार्यं क्रियते अहं तु आयुर्वेदवैद्या अस्मि अतः मया आयुर्वेदोक्ता आहारपद्धतिः आधिक्येन अनुस्रियते आयुर्वेदे तु आहारस्य भिन्नभिन्नकल्पनाः प्रोक्ताः सन्ति षड्रसोपेता आहारकल्पनापि निरूपिता यूषकल्पना तत्र मुद्गयूषं श्रेष्ठम् अनेन पाचनं सम्यक् भवति अपरा तक्रकल्पना तक्रकल्पनेन पाचनं सम्यक् भवति तथा च शरीरे पित्तप्रकोपं निवारयति इति तक्रम् मुद्ग अपूपः आङ्ग्लभाषायां मिलेट्स् इति यद् उच्यते तेन दोसा इत्यादिकं क्रियते मिलेट्स् तावत् सम्पूर्णः आहारः भविष्यति शाकानां शाकानां कृषरा क्रियते रसकल्पना तु महत्तरं स्थानं वहति आम्रपानकम् आम्रखण्डम् आम्ररसम् इत्यादयः उष्णाः उष्णकालीयरसाः एतैः सर्वेः मनः प्रसन्नं भवति तथा च आयुर्वेदे एवं कश्चन विचारः अस्ति यत् पथ्यकल्पना इत्येषः अत्र आयुर्वेदे आहारकल्पनया एव रोगाः निवारयति निवारयितुं शक्यमिति अर्थात् सर्वरोगाणां प्रति आहारः एव मूलम् औषधं मात्राणां सह यदि आहारकल्पना अनुस्रियते तर्हि तस्य परिणामः रोगमुक्ते द्विमुक्ते भवति अतः आहारः एव रोगे अरोगे प्रधानः भवति इति मदाशयः